मम प्रदेशे पर्यटनस्थानानां विकासः भवेत् इति सर्वकाराय वक्तुम् इच्छामि किं नाम बहुषु स्थानेषु स्वच्छता न पाल्यते अवकरपेटिकाः न भवन्ति जनाः ये च आगच्छन्ति ते अवकरान् तथैव क्षिप्त्वा गच्छन्ति तथा च स्वच्छता व्यवस्था सम्यक् पालनीया अस्ति पुनः ये च यात्रिकाः आगच्छन्ति पर्यटनार्थं तेषां वासव्यवस्था सम्यक् नास्ति वस्तुतः वासव्यवस्था एव सम्यक् नास्ति चेत् जनाः न आगच्छन्ति द्रष्टुं जनसङ्ख्यापि न्यूना स्यात् न्यूना स्यात् सा समस्या वारणीया अस्ति यथा वासार्थं योग्यं स्थानं तेषां कल्पनीयं तथा च ये च आगच्छन्ति तेषां सुलभतया तत्र यानानि प्राप्नुयुः तथा अस्माभिः द्रष्टव्यं सर्वकाराय मम निवेदनं यानव्यवस्था सम्यक् स्यात् ये च पाश्चात्याः अपि आगच्छन्ति स्थानानि द्रष्टुं पर्यटनार्थं पर्यटनार्थं मम प्रदेशे पाश्चात्याः अधिकाः अधिकाः आगच्छन्ति तेषां तु आङ्ग्लभाषा एव आगच्छति ये च ग्रामीणाः भवन्ति तत्रत्याः तेषां कृते आङ्ग्लभाषा सम्यक्तया आगच्छति इति नास्ति स्थितिः तथा चेत् तेषामपि कष्टं स्यात् ये च पाश्चात्याः आगच्छन्ति तेषां कृते ग्रामीणभाषा तु न अवगम्यते ये च ग्रामीणाः सन्ति तेषां कृते आङ्ग्लभाषा अपि न अवगम्यते यदि एवं तर्हि महती समस्या स्यात् एषा समस्या वारणीया अस्ति तत्र तत्र सूचना फलकानि फलकानि वा अन्यथा यत् तेषां कृते यथा अवगमनं स्यात् सर्वं तथा अस्माभिः योजनं कर्तव्यं पुनश्च स्वच्छताविषये आदौ उक्तम् आसीत् सर्वत्रापि अवकरपेटिका स्थापनीया तथा च तत्र तत्र सूचनाफलकानि स्थापनीयानि यतो हि तेषां दर्शनमात्रेण ज्ञायेत अवकरः अत्रैव स्थापनीयः स्थापनीयः इति इति एषा व्यवस्था कर्तव्या अस्माभिः सर्वकाराय निवेदनमस्ति मम पुनश्च ये च पर्यटकाः आगच्छन्ति तेषां कृते स्थानस्य सम्यक्तया अवगमनम् अवगमनं स्यात् परिचयः स्यात् यत् स्थानं ते पश्यन्ति केवलं मनसि भावयन्ति इदं सम्यगस्ति द्रष्टुं सम्यगस्ति परन्तु तस्य ऐतिहासिकं किमपि न जानन्ति तत् यथा ते अवगच्छेयुः तथा तेषां कृते यद् आङ्ग्लभाषया उच्यते गैड् इति तेषां तत्र आगमनं स्यात् गैड् यथा तत्र भवेयुः तथा सर्वकारः सहायं च दद्यात् तथा सति ये च पर्यटकाः भवन्ति तेषां सुलभाय भवति इति मम आशयः